भारतीय चलनचित्राणि बहु उत्तमानि भवन्ति एतेषु चलनचित्रेषु आक्शन् बहु अधिकं दृश्यते यथा नायकः यः भवति सः अन्तिमे खलनायकं मारयित्वा जयं प्राप्नोति इतोऽपि कानिचन चित्राणि मनः स्पृशति यथा केरला फाइल्स् काश्मीर् फाइल्स् इत्यादयः तथा अहम् अधिकम् आक्शन् चलनचित्राणि एव पश्यामि मम प्रियनटः वर्तते पुनीत् राज्कुमारः सः कन्नडभाषीयः अस्ति तथा मम प्रियसङ्गीतः सङ्गीतगायकः अस्ति अरिजित् सिङ्गः सः आशिकी टू इति चित्रेण बहुजनप्रियः जातः अस्ति